यस्मिन् समये नाम षष्ठीसप्तमीकक्षायाम् अहं कवितां लिखामि स्म तस्मिन् समये मम एका सखी आसीत् अहं कवितां लिखित्वा ताम् उपहाररूपेण सा कवितां प्रेषयामि स्म तदा नाम सा अपि बहु आनन्दिता भवति स्म अहं तस्याः जन्मदिवसे ताम् ए एकां नाम कवितां लिखित्वा तत् उपहाररूपेण दत्तवती आसम् कवितासीत् वृष्टिः इति नाम्ना बङ्गभाषया एव तः सा कविताः तस्याः कृते बहु नाम रुचिकरम् आसीत् इति सा सूचितवती माम्